लेखनविषये मम लक्ष्यम् अस्ति अस्माकं इतिहासः इतिहासस्य पुनर्लेखनं करणीयमिति अनन्तरं बालानां कृते लोककथाः अनन्तरम् अन्यान्य अस्माकं प्राचीन किं साहित्यम् अस्ति तस्य विषये जनानां कृते परिचयं कुर्युः इति मम विचाराः सन्ति तत् पुराणविषयाः आनन्तरं देशभक्ताः स्वतन्त्रयोद्धाः तादृशानाम् विषये अपि कथा लेखनीया इति मम इच्छा अस्ति अनन्तरम् अस्माकं संस्कृतिः किम् अस्ति पूर्वं कथं जीवनपद्धतिः आसीत् इदानीं तस्य परिवर्तनं कथं जायमानः अस्ति एतादृशविषये अपि लेखनानि लिखित्वा जनानां जागरुकरणं करणीयमित्यपि मम विचाराः सन्ति इतोऽपि मम लक्ष्यं एव अनन्तरं लघुकथाः यदा वयं पठामः तदा अस्माकं मनसि तस्य प्रेरणा अधिकं भवति इति सामान्यतया वयं जानीमः तथा एतादृशकथासङ्ग्रहणम् अनन्तरं दीर्घकथनं किञ्चित् सङ्क्षेपेण कृत्वा तद् बालानां बालेभ्यः तस्य परिचयं कारणीयम् एतादृशविषये मम अधिक आसक्तिः वर्तते अनन्तरं राजकीयविषये अपि तत्र जनानां जनजागरणं करणीयम् इति तदपि मम लेखनस्य लक्ष्यं तत्रापि वर्तते उत्तमस्वास्थ्यसमाजनिर्माणार्थं लेखनी अपि एका उत्तमः आयुधः आयुधम् इति वयं निश्चयेन वक्तुं शक्नुमः अतः लेखनद्वारा जनजागृति करणीया भवति इति मम लक्ष्यं अस्ति